संस्कृतभाषायां तत्र काव्यं भवति काव्यं द्विविधं दृश्यकाव्यं श्रव्यकाव्यं चेति तत्र श्रव्यकाव्यं गद्यं पद्यं चम्पू इति त्रिविधं भवति दृश्यकाव्यं तु रूपकम् इति नामान्तरम् अस्ति दृश्यकाव्यं दशप्रकारकं भवति दृश्यकाव्यमेव रूपकं एकतान्नयति रूपयति इति रूपकम् इति नाम्ना तत्र प्रसिद्धम् अस्ति तत्र

रूपके दशप्रकारकम् अस्ति नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिम ईहामृग अङ्क वीती प्रहसनम् इति दशप्रकारकं रूपकं भवति तत्र षड्शताधिकानि नाटकानि संस्कृतभाषायां वर्तन्ते इति प्रसिद्धानि नाटकानि अधीतानि तत्र

बहूनि नाटकानि सन्ति तत्र महाकविकालिदासस्य मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलम् इति नाटकं नाटकानि प्रसिद्धानि वर्तन्ते तथैव शूद्रकस्य मृच्छकटिकम् इति प्रकरणम् अस्ति अनन्तरम् एवं तत्र अस्माकं भासमहाकविरस्ति भासमहाकवेः चतुर्दशरूपकाणि प्रसिद्धानि सन्ति एवं तत्र सूत्रधारः इत्युक्ते नाटके प्रारम्भं करोति नाटकं कथं प्रचलति नाटकस्य विषये श्रुण्वन्तु इत्यादि इत्यादि सूत्रधारेण प्रथमं कथ्यते तत्र उदाहरणार्थं तत्र मालविकाग्निमित्रनाटके प्रथितयशसां भाससौमित्रकविपुत्रादीनां कथं बहूमानः इति सूत्रधारः कथयति एवं अनन्तरं तत्र भरतवाक्यं बहुविशेषः भरतवाक्येन एव यानि यानि नाटकानि लिखितानि कविना इति अध्ययनं कर्तुं भरतवाक्यम् एकमेव भवति भरतवाक्येन एव तत्र एककतृकत्वा चिन्तनं भवति तथा तत्र गणपतिशास्त्रिमहाशयेन एव भासनाटकचक्रम् इति निर्णयंं कृतम् अतः भासनाटकं विना एव तत्र सा स्थापना भरतवाक्यं नरसिंहः प्रसीदतु इत्यादि इत्यादि तस्य यानि वाक्यानि सन्ति तस्य तैः वाक्यैव तेन शास्त्रिणा चिन्तनं कृत्वा भासमहाकविना विरचितम् इति मिम्मितम् एवं नाटकस्य विषये विचारः